नमस्कारः अस्माकं भारते बहवः धार्मिकोत्सवसम्बन्धानि खाद्यानि भवन्ति भिन्नभिन उत्सवानां कृते भिन्नभिन्नं भिन्नं भिन्नं खाद्यानि भवन्ति अस्माकं भारते बहूनि पर्वदिनानि अपि आगच्छन्ति उदाहरणार्थं कृष्णा कृष्णाष्टमी पर्वदिने वयं सर्वे वयं सर्वं नवनीतं स्थापयित्वा पूजयामः अनन्तरं बहु मधुरानि अपि कृत्वा पूजयामः अनन्तरं विनायकचौति पर्वदिने विनायकस्य गणेशस्य कृते मोदकानि कृत्वा स्थापयामः मोदकानि पोलिकाः पूर्णकम् अतिरसः गव्यपीठिकाः अपि कृत्वा स्थापयामः अनन्तरं दशरा नवरात्रौ भवति खलु दशरा नवरात्रौ एकैकदिनम् एकैकं खाद्यं स्थापयित्वा मातरं वयं पूजयामः अत्र प्रतिदिनं चित्रान्नं वा मधुरान्नं वा क्षीरानं वा दध्यन्नं वा मोदकानि वा अनन्तरं जेन्तिकाः काः अपि जेन्तिकाः आपि स्थापयन्ति पानकगोलकानि रसगोलकानि मण्डपुटीकानि मैसूर् पीस्टिखानि अतिरसः अपि स्थापयन्ति उगादिपर्वदिनस्य कृते पोलिकाः सर्वाः जनाः पोलिकाः कृतवन्तः कृतवन्तः केचन जनाः पूर्णकानि कृतवन्तः सर्वाणि पदार्थानि बहु सम्यक् रूपेण कृतवन्तः कानिचन